भारतदेशे अगणितानि पर्यटनस्थनानि सन्ति तेषु मुख्यानि अपि बहूनि सन्ति गिरिपर्वतप्रदेशाः यथा हिमालयः सह्यद्रिः आरावलिः इत्यादि प्रत्येके पर्वते बहूनि गिरिधामानि सन्ति चारणयोग्यस्थलानि सन्ति देवालयाः सन्ति अरण्यप्रदेशानि सन्ति यथा बण्डिपुर अस्ति नागरहोले अस्ति जिम् कार्बेट् अस्ति एतानि बहूनि सन्ति इत्यादीनि बहूनि रक्षितारण्यानि सन्ति यत्र प्रवासिकैः अटितुं शक्यते इतोपि बहूनि यथा समुद्रप्रदेशाः सन्ति मानवनिर्मितसरोवराः सन्ति बृहद्देवालयाः सन्ति एवं अनन्तानि स्थलानि सन्ति